धनप्रेषणार्थम् अहं नूतनम् आप् विशेषान् उपयोगं करोमि अन्तर्जालेन धनप्रेषणं फ़ोन्पे जिपे इत्यादीनां सहायेन करोमि तथापि कदापि तत्रापि प प्रश्नाः भवन्ति एकदा मम अयं प्रश्नः अभवत् जातः जातः जीपे मध्ये क्लिष्टः अभवत् तदानीम् अहं किमपि कर्तुं न शक्नोमि अश शक्नोमि शक्नुयात् किमपि तदानीं न कर्तुं शक्तः अभवं तदानीं धनालयं सम्यक् आहूय तेषां सहायेन धनं प्रेषितवान्